अस्माकं संस्कृतिः गुरुः एव ब्रह्मा गुरुः एव विष्णुः गुरुरेव महेश्वरः इति मनुते तथा गुरुरेव परं ब्रह्म इत्यपि वयं पूजयामः न केवलं विद्यायाः दानम् अपि तु मोक्षसाधकं भवति गुरोः वचनं तिमिररूपी अज्ञानं सः नाशयति जीवनधर्मं दर्शयति च गुरोः वचनं ज्ञानदायकं तथा गुरुमुखेन प्राप्ता विद्या द्विजत्वम् आपादयति तथा मुक्तिमार्गे अस्मान् नयति यदि गुरुमुखेन सम्यक् विद्यार्जनं करोति सः शिष्यः कदापि अधर्ममार्गे गन्तुं न प्रयत्नम् अपि करोति